योगः नाम योगः मनस् मनस्समाधाने योगास्य योगस्य अवश्यकता योगः यदि सम् समीचीनतया योग योगाभ्यासः भवति चेत् आध्यात्मिक उन्नतिरपि भवति आध्यात्मक उन्नतीर्नाम अस्माकं मनः एकत्र स्थित्वा आत्मानं योक्तुम् आत्मानं योजयति आत्मा नाम तत् चैतन्यं तस्य चैतन्यस्य सम्पर्केण मनसः अत्यन्त सम सम्पर्केण सन्ति अत्यन्तं सन्तोषं प्राप्नोति अतः योग योगाभ्यासेन मनसः शान्तिः जायते चेत् तदा समाधानमपि भवति संसारोपि अत्यन्तं सुलभतया गच्छति सांस्कृतिकविषये तत्र अस्माकं संस्कृतिः या संस्कृतिः सनातनसंस्कृतिः तस्यापि अत्यन्तसमाधानतया शुद्ध अन्तरात्मना शुद्धान्तरात्मनः सः जीवनं कर्तुं शक्नोति योगाभ्यासेन तस्मिन् धर्मे अथवा तस्मिन् तत्र या अवस्था वर्तते अवस्थायां सा समीचीनतया तत्र कर्तुं शक्नोति